युद्धकलाप्रशिक्षणम् अवश्यं सर्वै पठनीयमेव तथा च युद्धकलाशिक्षणेन स्वजीवने परिवर्तनमपि प्रवर्तते किमर्थं नाम यथा युद्धकलादिकं पठामः तर्हि वयं व्यायामित्यादिकम् अपि शिक्षयामः तथा च व्यायामादिकं यदा जानीमः तदा शरीरस्य दृढता अपि प्रवर्तते तेन तया एव दृढतया वयं यत्किमपि कार्यं कुर्मः तत् कार्यं सफलम् एव सफलम् एव भवति एवं च युद्धकलापठनेन अस्माकं बुद्धिः अपि तीक्ष्णरूपेण कार्यं करोति या कापि स्थितिः अस्माकं जीवने भवति नाम या कापि स्थितिः येन यया स्थित्या वयं किञ्चित् भीतिं प्राप्नुमः तत् तत्सर्वम् अपि वयम् अभीत्या तां स्थितिं अग्रे गच्छामः एवं च युद्धकलापठनेन स्व स्वस्यापि रक्षणं कृत्वा एवं च रात्रौ यदा कदापि बहिः गच्छामः एवं समयेन समये यथा कुत्रापि बहिः गन्तव्यं चेत् अभीत्या तत्र गन्तुं शक्नुमः एवं दृढता वर्तते चेत् अभीत्या किमपि कमपि पृष्ट्वा किमपि कार्यं कर्तुं शक्नुमः एवं युद्धकलापठनेन स्वविचारशैल्याम् अपि प्रवर्तनं प्रवर्तते अनेनैव विचारशैल्याः विचारशैली वर्धिता भवति इति